आम् मम प्रदेशे तावत् अन्यान्यसांस्कृतिकसमुदायाः वसन्त्येव विशेषतः जानपद संस्कृतेः रक्षितारः वर्तन्ते जानपदसंस्कृतिः वर्तते तत्र वचनसंस्कारः वचनसंस्कारं प्राप्ताः जनाः वर्तन्ते परन्तु तेषां कृते संस्कृतज्ञानं तावत् कनिष्ठं वर्तते तथापि एकः विषयः अस्माभिः अवगन्तव्यः यश्चेत् अत्र विशेषतः कन्नडभाषायाम् अथवा अन्यान्यभाषायाम् एव भवतु कन्नडभाषायां वा तेलगुभाषायां वा भारतीयभाषायां अनेके संस्कृतपदानि वर्तन्ते एव यदि संस्कृतस्य अध्ययनं कुर्मश्चेत् अधिकाधिक भारतीयभाषाणाम् अवगमनं सुकरं भवेत्येव विशेषतः तेलगुभाषायां तावत् प्रतिशत सप्ततिसंख्याकाः शब्दाः तत्र संस्कृति संस्कृतस्य शब्दाः एव वर्तन्ते अतैव विशेषतः अस्माकं कन्नडभाषायाम् अपि तावत् कन्नडभाषायामेव कन्नडशब्दयुक्तभाषायामेव वयं वार्तालापं कुर्मश्चेत् अर्थावगमः क्लिष्टः भवेत् उदाहरणार्थं सूर्यः इति वर्तते सूर्यः इति शब्दं तावत् जनाः अत्यन्त सुलभतया अवगच्छन्ति तत् स्थाने यदि नेसरपदं कन्नडपदं यदि प्रयुन्मश्चेत् अर्थः कथनीयः भवति अतैव तादृश संस्कृतभूयिष्ठा भाषा कन्नडाभाषा एव अत एव अनेके सांस्कृतसमुदायाः वर्तन्ते एव विशेषतः जानपदसंस्कृतिः जानपदसंस्कृतिः तत्र संस्कारं तावत् सा संस्कृतिः अवश्यं ददात्येव तत्र मौल्ल्य मौल्यं जीवनमौल्यं सामाजिकमौल्यं तत्र वर्तते एव दृश्यन्ते मम तावत् संस्कृतिः भिन्नैः जनैः मेलनं कथं भवति इति मेलनं स्वाभाविकतया भवत्येव यदि सन्दर्भे मध्ये मध्ये तावत् संस्कृतस्य तत्र भाषायाः आवश्यकता कथं वर्तते इति अहं वदामि यदि संस्कृत संस्कृतस्य अध्ययनं कुर्मश्चेत् तदानीं तावत् अस्माकं स्मृतिविषयः स्मृतिविषये तावत् स्मृणतिः अधिकाधिकाः भवत्येव स्मृतिज्ञानम् अधिकं भवति तत्र अभ्यासक्रमः एव तत्र संस्कृतभाषायां भासक्रमः एव अस्माकं बुद्धेः पुनः पुनः संस्कारं ददात्येव अतैव सर्वदा मेलनं भवत्येव संस्कृतविषये तावत् संस्कृतभाषायामेव वयं नैव सम्भाषणं कुर्मः परन्तु संस्कृतभाषायाः महत्वम् अहं तदा तदा कथयाम्येव ते अवगच्छन्त्येव ते संस्कृतविषये के तावत् अभिमानिनः अपि भवन्त्येव